अहं पूर्वं गुरुकुले अपठम् तत्र हार्मोनियम् अपि शिक्षणम् अपि भवति स्म तन् अन्यत् तबला तबलावादनस्य अपि शिक्षणं भवति स्म तदा अहं केचित् तबलावादने केचित् ताल् इत्यादिकं शिक्षितं मया परं सम्यक्तया न शिक्षितं पुनः हार्मोनियम् इत्यत्र मम सर्गम् इति आगच्छति पुनः अहं गुरुकुलात् आगच्छम् तदा मम वादनस्य अवसरः मया न लब्धः यदि अधुना अपि अहं वादितुं तु इच्छामि यदि अवसरः लप्स्यति चेत् अहम् अवश्यमेव वादनं करिष्यामि इति मम इच्छा